मम शास्त्रे का अभिवृद्धिः भवेत् इति लक्ष्यानि बहूनि वर्तन्ते किमर्थम् इत्युक्ते वस्तुतः अहं शास्त्रीयपरम्परात् शास्त्रीयवंशे आगतः अस्मि अतः मम पूर्वजानां नामरक्षणार्थं शास्त्रेषु बहु उन्नतस्थानं प्रति गन्तव्यम् इति मम आशयः वर्तते एवञ्च बहुकार्यं करणीयम् इति अस्ति अर्थात् बहु बालानां कृते बहु बहूणां कृते पाठः करणीयः इति मम आशयः किमर्थं एषः आशयः इत्युक्ते अहं तु काञ्जिकामकोटिपीठमठस्य सम्बन्धितः अस्मि तत्र बहुजनाः भवन्ति ते तु आगत्य म मठात् सम्यक् सम्पाद्य उत्तीर्य गच्छन्ति परन्तु मठार्थं किमपि न कुर्वन्ति अतः ये मम शिष्याः भवन्ति ते अवश्यं काञ्चिीमठार्थं किमपि कैङ्कर्यं वा कुर्युः इति आशया बहुजनानां कृते मम पाठः यः अस्ति सः पाठः मठस्य उपयोगाय भवेत् इति मम आशयः